हलो नमो नमः आमां श्रूयते आं शक्यते का कम्पनी भवत्या अपेक्ष्यते ओ मम कृते सा सेम्सङ्ग् अस्ति विवो अस्ति ओपो अस्ति तथा च एम् ऐ वर्तते भवती भवती किम् इच्छति रेम् अस्ति एट् जि बि रें सिक्स् जि बि रें वन् ट्वेण्टि ऐट् जि बि स्टोरेज् वर्तते तत्र टु फ़िफ़्टि अपि वर् टु फ़िफ़्टि सिक्स् अपि वर्तते आमाम् अस्ति सम्यगस्ति तथा च फ़ै जी नेट्वर्किङ्ग् अपि अस्ति इदानीम् आमां पूर्णं भारतं पूर्णं सपोर्ट् करोति आम् आम् एकवर्षं पर्यन्तं गेरण्टि वरेण्टि अस्ति तथा च द्वौ वर्षौ द्वौ वर्षपर्यन्तं गेरण्टि अपि अस्ति सेम्सङ्ग् एकं बहु सम्यक् कम्पनी अस्ति तर्हि अहं तु भवत्या कृते सेम्सङ्ग् एव लैक् करोति इति अहं मम मम मतम्

आं तत्र ए सीरीस् मोडेल्स् बहु सम्यक् वर्तते तत्र प्रैस् किञ्चित् अधिकमस्ति परन्तु तत् सम्यक् वर्तते बेस्ट् मोडल्स् टेन् पर्सेण्ट् डिस्कौण्ट् अस्ति तत् तस्य उपरि तदेव आम् आम् आं धन्यवादः